मम प्रदेशे बनवासि इति विशेष क्षेत्रम् अस्ति कदम्बवंशस्य मयूरवर्मस्य राज्ञम् अधिकारे सुन्दरं बनवासि क्षेत्रं निर्मितं तस्मिन् स्थले मधुकेश्वरदेवः स्थित्वा जनानां रक्षणां करोति तस्मिन् मुखमण्टपे बृहत् नन्देः विग्रह विग्रहोऽपि वर्तते देवालयस्य पार्श्वे पार्वतीमन्दिरमपि विद्यते मधुकेश्वरलिङ्गस्य मधुवर्णः भवती इति हेतोः मधुकेश्वरः इति कथयति देवालयस्य भित्तौ विशेषरूपेण शिल्पकला शिल्पकलाः द्रष्टुं शक्यते शिवरात्रिसमये बह बहवः प्रवासी जनाः आगच्छति तस्मिन् दिने ब्रह्मरथोत्सवमपि प्रचलति